धार्मिकोत्सवस्य आचरणकाले तत्सम्बद्धानि खाद्यानि अपि अस्माभिः क्रियते एवं तद् कृत्त्वा तस्य धार्मिकोत्सवस्य आचरणमपि क्रियते यथा इदानीं विना गणेशचतुर्थौ गणेशचतुर्थ्यां मोदकादिकं कृत्त्वा गणेशस्य कृते यद्यदिष्टं तत् सर्वं कृत्त्वा मोदकं शेषकुली इत्यादिकं कृत्त्वा तस्य गणेशचतुर्थेः तस्याः गणेशचतुर्थ्याः अचरणमपि तत्र क्रियते एवं भिन्नभिन्न उत्सवेषु इदानीं पोङ्गल् पोङ्गल् पोङ्गल् धार्मिकोत्सवे अपि पोङ्गल् कृत्त्वा तस्य उत्सवस्य आचरणं क्रियते तथा रामनवम्यां रामस्य कृते यदिष्टं कोशम्बरी पानकादिकं तद् कृत्वा तस्य उत्सवस्य आचरणं क्रियते इति दृष्टमस्ति